हा नमस्ते रां रां वदन्तु

हा एवं वा तादृशं न सर्वदा भवन्ति कृ कृपया वदन्तु शाटिकायाः वर्णः कः

आं निश्चयेन आं पश्यामि

एकं पञ्च षड् द्वि त्रीणि चत्वारि इति एव सङ्ख्या अहम् अन्वेषणं करोमि एकनिमेषं प्रतीक्षां कुर्वन्तु आं सत्यं महोदये भवती द्वे शेटि शाटिके दत्तवती द्वे अपि दत्तम् इत्येव इत्येव अहं मन्ये महोदये तत्र कति शाटिकाः भवती द द दत्तवती गतसप्ताहे हा पञ्च पञ्चशाटिकाः दत्तवती इति स्यात् आम् आम् आं स हा सत्यं महोदये सत्यं हा सत्यमेव तस्मि तस्यां शाटिकायां हा अस्ति तस्यां शाटिकायां बहूनि मलिनं ब ब् बह्वी मलिनं भवति तद् श् शोधनं कर्तुं किञ्चित् बहु कष्टकरम् अभवत् अतः पुनः पुनः शोधनं कर्तव्यम् इति कारणात् वयं तत् शाटिकां स्थापय् स्थापितवन्तः अस्माकं समीपे एव आम् आं निश्चयेन आं हा निश्चयेन तत् शाटिकायाः कृते किञ्चित् अधिकं मूल्यमपि आवश्यकं महोदये किञ्चित् ददातु अधिकं किञ्चित् पञ्च पञ्चदश अस्तु अस्तु हा अस्तु हा हा शाटिकायाः शुद्धतां दृष्ट्वा एव ददातु धन्यवादः